पञ्चमदिनाङ्कः दशमः मासः नवत्यधिकनवदशतमः वर्षः अष्टादशदिनाङ्कः प्रथमः मासः नवाशित्यधिक ऊनविंशतिः वर्षः अष्टमः दिनाङ्कः षष्टमासः पञ्चाशीत्यधिकनवदशतमः वर्षः चतुर्विंशतिदिनाङ्कः पञ्चमः मासः त्रयोविंशत्यधिकविंशतितमः वर्षः त्रयोदशः तमः दिनाङ्कः द्वादशतमः मासः नवत्यधिकनवदशवर्षः